मम आत्मा योगी कथामृतम् इति पुस्तकम् अस्ति यत् अस्माकं जीवनं जीवितुं शिक्षयति तस्मात् वयं योगस्य विषये ज्ञानं प्राप्नुमः अस्माकं जीवनं कथम् करणीयम् इति तथा च जीवनम् इत्यादीनि अनेकानि उत्तमं वस्तूनि वयं मानवाः स्मः परन्तु वयं मानवाः स्मः अस्माकं जीवने एतानि सर्वाणि अतीव उत्तमं वस्तूनि सन्ति ये वयं शिक्षितुं शक्नुमः तत् पुस्तकम् अस्माकं जीवनाय अतीव उत्तमम् अस्ति